वस्तुतः आसनं नाम स्थिरसुखमासनम् इति उच्यते योगमतानुसारं तत्र योगा योगस्य किं वैशिष्ट्यं नाम शारी शारीरिकविकासः एवमेव मानसिकवि विकासः योगाद्वारा सम्भवति तत्र अस्माकं बलस्य वर्धने अनुकूलवासना फ्लेक्सिब्लिटी इति वयं वदामः बलस्य वर्धनं तस्य अपेक्षया योगाकरणेन फेल् फ्लेक्सिब्लिटी भविष्यति यत् किमपि भवन्तम् आसनं स्वीकुर्वन्तु क्रीयाः आचरन्तु तत्र तेन अस्माकं शरीरस्य अन्तः एवं मानसिकरूपेण फ्लेक्सिब्लिटी आगच्छति अहं यावत् जनामि अपि केवलं सूर्या सूर्यनमस्कारकरणेन अस्माकं एवं शारीरिकविकासः एवं बलस्य वर्धनं तत्र भवति इति तत्र बहूनि आसनानि तत्र वर्तन्ते किं किं वदामि नाम इदानीं पश्चिम् पश्चिमोत्तासनं वर्तते एवं पद्मासनं वर्तते एवं रूपेण वज्रासनं इति वयं वदामः एषां गेस्ट्रिक् ट्रबल्स् भवन्ति तत् तु अत्यन्तसुलभासनं भवति वज्रासनं वज्रासन आचरणेन अस्म तेषां अन्तः विद्यमान गेस्ट्रिक् ट्रबल् इत्यादिकम् अपगच्छति एतस्य आसनस्य किं वैशिष्ट्यं नाम आदिनं भवान् कर्तुं शक्नोति तस्य कोपि नियमः किमपि नास्ति यथा समं कायशिरो ग्रीवं धारयन् अचलं स्थिरा इति उच्यते आसनं यदा योगासनानि वयम् आचरामः अस्माकं मानसिकप्रशान्तता एवमेव शारीरिकविकासः सम्भवति तद् निरूपितं तेन करणेन इदानीं प्रपञ्चे सर्वत्रापि जून् एकविंशतिदिनाङ्के योगदिनोत्सवाः पालयन्ति तत्र कारणम् एतत् एव अस्ति योगाचरणेन अस्माकम् एवं शारीरिकविकासः एवमेव मानसिकविकासः अपि भविष्यति